आचार्याः प्रणामानि अवश्यम् अवश्यं भवन्तः कुशलिनो वा अत्राहं अधुना किञ्चित् आकस्मिकं कार्यमापतितं वर्तते तत्र पुस्तकप्रकाशनकार्यं अत्र अस्माकं गुरुभिः महावैय्याकरणैः अनन्तपञ्चङ्गिरामशर्मभिः चत्वारिंशद् वर्षेभ्यः प्राक् उस्मानिया विश्वविद्यालये संस्कृत व्याकरणप्रत्ययानाम् एकं परिशीलनमिति शोधप्रबन्धः समर्पितः अधुना तेषां शिष्याणां तेषां पुत्राणां च दृढसङ्कल्पः वर्तते सः ग्रन्थः प्रकाशनीयः अपि च तस्य ग्रन्थस्य अन्यासु भाषासु अपि अनुवादः भवति चेत् संस्कृतविद्यार्थिनः लाभान्विताः भवन्ती इति तत् पुस्तकं नाम सर्वासु संस्कृतकलाशालासु पाठशालासु विद्यापीठेषु यदि तत् पुस्तकं गच्छति चेत् सर्वे संस्कृतविद्यार्थिनः लाभान्विताः भवन्ति अतः यथा कथञ्चित् सः शोदप्रबन्धः पुस्तकरूपेण आनेतव्यः इति विषयः अतः भवन्तः कृपया कथं भवितुमर्हति एतद् कार्यमिति मार्गदर्शनं कुर्वन्तु इति प्रार्थना

एवम् एवम् एवं वा हा ह्म् एवम् एवम् एवम् एवम्

एवं वा ओ सम्यक् इति बहु सम्यक् एवं एवं ओ ह्म् एवम् एवम् एवम् ओ बहु सम्यक् ओ तर्हि मम पितुः ओ ह्म् ह्म् ह्म् चिन्ता नास्ति